सामान्यतः अन्यान्यकार्यक्रमार्थम् अहं गच्छामि पुस्तकमोचनकार्यक्रमः कुत्रचित् भवति अथवा विदुषां सम्मेलनं कित्रचित् भवति काचित् सभा भवति तत्र पुस्तकानि विक्रयणार्थं विक्रयणार्थं तत्र स्थाप्यन्ते तादृशपुस्तकानि अहं स्वीकरोमि कदाचित् आन्लैन् द्वारा अपि पुस्ताकानां सङ्ग्रहम् अहं करोमि मम गृहे द्विसहस्राधिकानि पुस्तकानि सन्ति एकः ग्रन्थालयः एव कृतः वर्तते मम प्रदेशे उदरे प्रदेशे सकेण्ड् हेण्ड् अथवा न्यूनमूलस्य पुस्तकापणं तथा नास्ति परन्तु यत्रकुत्रापि गमनसमये पुस्तकं लब्यते चेत् तत् स्वीकृत्य अहं आगच्छामि तत् पठामि